देवतामूर्तीनां निर्माणविषये बह्व्यः पद्धतयः आश्रियन्ते तत्र प्रत्येक आगमानुसारं क्षेत्र क्ष्रेत्रं यदा भिन्ना भिन्ना भवति तदनुसृत्य अपि तत्र परम्परायां भेदं दृस् द्रष्टुं शक्नुमः तत्र मूर्तीनां स्वभावः कीदृशः सः च मूर्तिः कीदृश्याम् अवस्थायां तत्र प्रतिष्ठि प्रतिष्ठीयते तदनुसृत्य पुनः सः च मूर्तिः देवता देवता वा देवः वा इति भिन्नतया पुनश्च तस्य मूर् मूर्तेः स्थानं नाम यथा दक्षिणे भवति चेत् तस्य रीतिः भिन्ना भवति उत्तरे गच्छति चेत् पुनः सौराष्ट्रे एवं तत्र भेदः अस्माभिः द्रष्टुं शक्यते तत्र तेषां मुखकल्पना पुनः परिमाणविषयाः एवं च तस्य मूर्तेः अङ्गानां स्पष्टता इत्यादिषु अस्माभिः भेदः द्रष्टुं शक्नुमः